मम प्रदेशे विद्युतः अभावः चत्वारघण्टाम् अभवत् प्रतिदिनम् तत् मध्याह्ने द्वादशवादनात् आरभ्य चतुर्वादनपर्यन्तम् अभावः आसीत् तत्समये ये ये कार्याणि सन्ति तत्सर्वं पूर्वमेव निर्धारित्वा करणीयम् एकवा अं प्रश् ऐ मीन् प्रश्नमस्ति अत्र मम गृहं फ़्लाट्मध्ये अस्ति तस्मात् सर्वे जनाः तत्र मिलित्वा प्रा प्रातः एव मोटर् पा जलम् आवश्यकं पूरणीयम् तस्य टेङ्क्मध्ये जलं स्थापनीयं तत्सर्वं कृत्वा एव अस्माकं गृहकार्यं कर्तुं शक्यते प्रक्षालनं सर्वप्रक्षालनं वस्त्रप्रक्षालनं पात्रप्रक्षालनं सर्वमपि प्रातः एव कृत्वा तदनन्तरं द्वादश द्वादशवादनसमये तत् सर्वं पूर्णं करणीयम् भिन्नभिन्नऋतुषु भिन्नभिन्नकष्टानि अनुभवामि वर्षासमये शरि शरीरस्य कष्टः न अभवत् किन्तु ग्रीष्मसमये शरीरे तत्र अन्तः वातः न सम्यगागच्छति तस्मात् मम पुत्रः पुत्री सर्वे सदा वदन्ति उष्णं भवति उष्णं भवति कदा विद्युदागच्छति इति वदन्ति